नवजातशिशोः कृते उत्तमगोष्ठस्य सज्जीकरणं करोमि

नूतनघर्मवस्त्रस्य आच्छादनं कृत्वा तत्र शिशोः मातुः च पालनं करोमि मातुः कृते पथ्याहारस्य व्यवस्थां करोमि यथावश्यं उष्णजलेन सेचनं मध्ये मध्ये दुग्धस्य दोहनं च करोमि